सद्यः मया स्वतन्त्रतादिवसः बुड़ीतीज इति उत्सवाः आचरिताः वयं जानीमः अस्माकं भारतदेशः पन्द्रा अगस्त् उन्नीस् सो सैतालिस् इति दिनाङ्के स्वतन्त्रः अभवत् अतः पन्द्रा अगस्त् दिेने उपरि अस्माकं राष्ट्रिय पर्व अस्ति तं दिने ध्वजारोहणसांस्कृतिकार्यक्रमाः राष्ट्रगानं राष्ट्रगीतं च मिष्ठान्नं वितरणं च इत्यादयः भवन्ति अहम् इदानीं जयपुरनगरे निवसामि अत्र श्रावणमासस्य शुक्लपक्षस्य तृतीया तीज इति नाम उत्सवरूपेण आचरितं तव दिने सिटी पेलेस् इति प्रासादे त्रिपोलिया द्वारतः तीजमातुः सवारी निष्कासितं तथा मुख्य आपणेन मुख्य आपणे भ्रमितं तथा तत्र बहुजनाः एकत्रिताः आसन् मातुः आशीर्वादं प्राप्नोति कामना च कुर्वन्ति अस्य उत्सवः दिनोपरि आपणे मिष्ठान्ने व्यवहरति बहुप्रसिद्धं